हा वदतु एव भवतः नाम किं भवतः नाम किम् आ कुत्र

विषयं वद ह्यः किं समये कस्मिन् समये दशवादने अत्र गृहे अस्य वन्दे जनाः नास्ति भवान् हा अस्तु अस्तु सर्वे किं समये अत्र गृहस्य आगच्छन् आ अस्य प्रभातसमये अत्र आगच्छामि अस्य विरामम् आम् अत्र भवतः गृहस्य समीपे यत् केमेरा अस्ति वा गृहस्य अन्तः सि सि वि टि अस्ति वा हा तदुत्तमं वयम् अत्र एकवादने वयमत्र भवतः गृहस्य अन्ते आगच्छतु अस्ति वा अनन्तरं चोरः गच्छतु अस्ति आ ओके